आं मया असमीयभाषातः संस्कृतं प्रति अथवा तत्विरुद्धं भाषान्तरं कृतं अनेन भाषान्तरेण प्रतीयते यत् असमीयभाषा संस्कृतभाषयोर्मध्ये सादृश्यं दृश्यते यतो हि संस्कृतभाषा तु सर्वासां भाषाणां जननी वर्तते सर्वासु भाषासु नैके शब्दाः संस्कृतात् एव गृह्यन्ते तथैव असमीयभाषा तथा संस्कृतभाषयोर्मध्ये सादृश्यं दृश्यते एव मम अनुभवः तु बहुसम्यक् एव आसीत् तेषां शब्दानां प्रायः बहुत्र एव सादृश्यं दृश्यते यतो हि संस्कृतभाषातः एव असमीयभाषयाः उत्पत्तिः अहम् अन्यभाषातः संस्कृतं प्रति भाषान्तरं कृत्वा बहु आनन्दम् अनुभवामि